चलनचित्राणि सर्वत्र वस्तु विन्यासान् प्रभावयन्ति इत्थं विचारः सत्यं विचारणीयः वर्तते क्वचित् तु प्रभावं जनयत्येव क्वचित् जन इच्छाञ्च कदाचित् वस्त्रविन्यासं दृष्ट्या अपि पात्रं रोचते कदाचित् च न स्यात् किन्तु वस्त्रविन्यासम् इत्ययं विचारः अपेक्षितः किन्तु यथा चलनचित्रे वस्त्रविन्यासः कृतः तत्स्वजीवने वस्त्रविन्यासस्येव अनुसरणं कर्तव्यम् इति नास् तत्र यः तत्त्वः बोधितः अथवा यद् ज्ञातव्यः अंशः वर्तते स च अस्माभिः स्वीकरणीयः न तु वस्त्रविन्यासः कदाचित् सन्दर्भानुगुणं वस्त्रविन्यासः कृतं भवति कदाचित् वस्त्रविन्यासस्य तत्र प्रादेशिके तादृशं वस्त्रविन्यासस्य अपेक्षणम् अपेक्षितम् अपेक्षा भवति किन्तु सर्वत्र तादृशः वस्त्रविन्यासः कर्तव्यः इति नास्ति अतः चरणचित्रादिषु दृष्टस्य वस्त्रविन्यासस्य अस्माभिः तादृशः वस्त्रविन्यासाः धृत्वा प्रयत्नं कर्तव्यम् इति अयं अंशः तु सर्वथा अङ्गीकर्तव्यः नास्ति अस्माभिः तु न कदाचित् चलनचित्रस्य वस्त्रमाधृत्य विन्यस्तुं यत्नः तु न कृतः एवम् तत्र वस्त्रविन्यासः यद्यपि चलनचित्रे अपेक्षितः भवति किन्तु तस्य स्वजीवने अनुसरणं सर्वथा न युक्तम् अथवा यद्यपि युक्तं तत्रापि अस्माकं विवेकः एव कारणं भव यादृशं वस्त्रम् धारणेन अस्माकम् गौरवः स्यात् तथादृशः वस्त्र ध वस्त्रविन्यासः स्यादिति